हा वद वदतु नमस्ते अहं वाचस्पतिः इति अत्र अहं भाटकगृहार्थं पश्यन्नस्मि भवत्याः गृहे तु बहु सम्यक् अस्तीति अहं श्रुतवान् तदर्थं मम मित्रम् एकः उक्तवान् तदर्थं तत्र आगच्छामि वा इति अस्ति तदर्थं धनमित्यादिकविषये सम्भाषयितुम् इच्छामि कथमस्ति तत्र भाटकार्थं धनम् अनन्तरं अड्वान्स् सर्वं ओ

अस्तु अहं पश्यामि किञ्चित् अड्वान्स् तु अधिकम् अभवत् अधिकं जातं द्विलक्ष इत्युक्ते द्विलक्षमित्युक्ते कथं दातुं शक्यते किञ्चित् न्यूनं करोतु भाटकं तु दद्मः दशसहस्रं चिन्ता नास्ति परन्तु किञ्चित् अड्वान्स् किञ्चित् न्यूनं करणीयमिति मम विज्ञापना

पश्यामि परन्तु मम कृते इदानीम् अटेच् बात्रूमेकम् आवश्यकमस्ति अटेच् बात्रूम् अस्ति वा हा तत्तु अवश्यकमेव किन्तु अस्माकं कृते वृद्धाः सन्ति तेषां कृते तत्र मम पितामहः अटेच् बात्रूं तथा कमोड् एव सः तत्र गच्छति तदर्थं तत्र कमोड् अटेच् बात्रूम् एव अपेक्षितं हा सत्यं न न अटेच् बात्रूं मध्ये कमोड् अस्ति चेत् वरं तदर्थम् एकवारं पश्यतु अनन्तरं सिङ्क् अपि आवश्यकं बहिः तत्र जनाः आगच्छन्ति अतिथयः तेषां कृते तदर्थम् एतावत् व्यवस्था अस्ति चेत् अहं आगच्छामि तदेव प्रयत्नं करोतु पश्यामः यदि भवति चेत् अहं आगच्छामि पितामहः तु वृद्धः अस्ति किल तदर्थं तत् अवश्यकमेव

देवमन्दिरमपि किञ्चित् बृहद्भवेयुः किञ्चित् बृहद्भवेत् किन्तु तत्र पूजां कर्तुं मम कृते अस्ति पूजामनोभावः तदर्थम् अस्माकं देवः अपि देवमन्दिरमपि बृहद्रीत्या निर्माणं कर्तव्यं किञ्चित् ददातु अहं अन्यान्यदेवविग्रहान् स्थापयामि

धन्यवादः नमस्ते